मूल्याङ्कानां मुद्राणां तथा पाषाणाखण्डानां नूतनानां सङ्ग्रहणे मम आसक्तिः किञ्चित् वर्तते तत्र कथं सङ्ग्रहणं करोमि नाम इत्यादयः इत्यादिषु प्रदेशेषु ये ये आगच्छन्ति टूरिस्ट् जनाः विदेशात् विदेशिजनाः तेषां निकटे अहम् अस्माकं देशस्य भारतदेशस्य रूप्यकाणि नाणकानि यानि यानि सन्ति न यानि यानि सन्ति तेषां परिवर्तनं यद् इदानीम् अमेरिका टूरिस्ट् जनाः आगतवन्तः तेषां निकटे यद् डालर्स् इत्यादि रूप्यकं नोट्स् इत्यादयः भवन्ति तेन मम मम निकटे यत् यत् दशरूप्यकं सहस्ररूप्यकं नोट् इत्यादि वर्तते तस्य परिवर्तनं कृत्वा ते अस्मद्देशात् अस्माकं नोट् नयन्ति अहं तेषां नोट्स् सर्वं सङ्गृह्य एकत्र रक्षयामि कलेक्षन् रूपेण अहं तानि रूप्यकाणि आं तानि तानि रूप्यकाणि मया रक्ष्यन्ते एवं रूपेण मया पर्वतं यदा अहं शिवमोग्गा उत्तरकन्नडा बेळगावी इत्यादिषु इत्यादिषु प्रदेशेषु गत्वा तत्र तीर्थस्थलं वा तीर्थक्षेत्रं वा तीर्थं नदी नदी पुण्यपवित्रनदीषु यदा गच्छामि तदानीं तत्र पाषाणखण्डानि यानि यानि वर्तन्ते तानि सङ्ग्रिह्य अहमेकत्र स्थापयामि तेन यद् य मम यदा मम मित्राणि आगच्छन्ति मम गृहं तदानीं तेभ्यः सर्वं दर्शयामि अहम् अत्र गतवान् एवम् एवं वर्तते तस्य तीर्थम् एवं कथा वर्तते तत्र अतः एतस्य पाषाणस्य विशेषता वर्तते एवम् उक्त्वा